माध्यमद्वारा प्रसार्यमानविचाराः मम प्रान्तियजनानां विचारे ज्ञान इत्यादि विषयेषु प्रभावं जनयति समाजस्य संलग्नतायाम् माध्यमाः बहु मुख्यं पात्रं वहन्ति अस्माकं स्थाने बहवः वार्तपत्रिकाः सन्ति तेषु उदाहरणार्थं प्रजावणी संयुक्तकर्णाटकविजयवाणी इत्यादयः स्थानीयविचाराः मास् मीडिया द्वारेण अस्माकम् उपलभ्यन्ते मास् मीडिया इत्युक्ते वाट्सप्प् इन्स्टाग्रां फेस्बुक् दूरदर्शनं इत्यादयः स्थानीयविचाराः माध्यमेन मुख्यवाहिनीं आनी आनीतव्यम् यदि ते विचाराः उत्तमाः सन्ति समाजं प्रति उत्तमं भविष्यते चेत्